मया भवतः कम्पनीतः एकं वस्तु आदेशितं किन्तु अहं न प्राप्तवान् तथापि मया कथं सन्देशः प्राप्तः यद् द्रव्यं प्राप्तमिति कृपया अस्मिन् विषये कार्यं कुर्वन्तु